तन्त्रस्य ज्ञानस्य उपयोगः वस्तुतः सर्वैः क्रियते अयं मूलभूतविषयः अस्ति कारणं सर्वे प्रतिदिनं तस्य उपयोगं कुर्वन्ति तस्य महत्त्वमस्ति यत् वयं गृहे स्थित्वा अपि बहुविधविषयान् कर्तुं शक्नुमः तस्य शिक्षणं योग्यं शिक्षणम् आवश्यकं भवति तस्य शिक्षणं नास्ति चेत् बहुविधं काठिन्यम् अनुभूयते यथा ज्येष्ठैः तत् अधिकतया अनुभूयते वस्तुतः ये तरुणाः सन्ति ते सहजतया तस्य उपयोगं कर्तुं शक्नुवन्ति किन्तु ये ज्येष्ठाः सन्ति ये वयो वृद्धाः सन्ति ते तेषाम् उपयोगं कर्तुम् असमर्थाः सन्ति कदाचित् च काठिन्यम् अपि अधिकतया अनुभवन्ति अतः तस्य शिक्षणं तेभ्यः सहजतया दातव्यम् अपेक्षितमस्ति एषः महत्त्वपूर्णविषयः यदि सर्वैः ज्ञायेत तर्हि तस्य उपयोगः सहजतया सुलभतया च शक्येत अतः तस्य शिक्षणस्य महत्त्वं सर्वैः ज्ञातव्यं तदर्थं तदर्थं सर्वैः प्रयत्नः अपि करणीयः तस्य शिक्षणस्य कृते तस्य शिक्षणस्य कृते भिन्नभिन्नस्थाने तस्य प्रशिक्षणमपि देयं तदर्थं केचन तरुणाः तत्र उपयोजनीयाः येन ज्येष्ठाः सहजतया तस्य शिक्षणं प्राप्य तस्य उपयोगं कर्तुं समर्थाः भविष्यन्ति इति